अहं प्रायेण बहून् अनुसरामि तथापि फ़ेस्बुक् मध्ये एकः सामाजिकमाध्यमलेखकः अस्ति सुशो सुशोभिताख्य सः भिन्नेषु विषयेषु लिखति कदाचित् कदाचित् आध्यात्मिकविषये कदाचित् सामाजिकविषये लिखति एवम् अहं तस्य वर्तते यत् लेखः तमेव पठामि एवं सः बहुसमीचीनं लिखति एवं बहूनि अपि सन्ति तथापि स एव मम प्रियः अस्ति